मम इष्टं खाद्यं दालबाटी इति अस्ति इति खाद्यं राजस्थाने बहुप्रसिद्धं वर्तते यतोऽहि बहिः बहवः भोजनालयाः सन्ति यत्र प्रसिद्धं दालबाटी मिलति परन्तु यत् दालबाटी गृहे निर्मीयते तत् मत् कृते बहुसम्यक् भवति यतोऽहि गृहे शुद्धता भवति एवं मातुः हस्तात् यदपि निर्मीयते तद् सम्यगेव भवति